गोमयेन शुद्धीकरणं तस्य उद्देश्यं किं किमर्थं क्रियते इति तत्र समाधानम् उच्यते प्राचीनकालतः अपि गोमयेन शुद्धीकरणं क्रियते स्म अस्माकं प्राचीनैः तत्र वैज्ञानिकं कारणम् अपि अस्माभिः वक्तुं शक्यते तथा च पूर्वम् गोमयेन शुद्धीकरणस्य उद्देश्यं किम् आसीत् इत्युक्ते तत्र प्राचीनकारिकाः अपि वर्तन्ते उपलब् उपलब्धिरस्ति तथा च प्रयोगे प्रयो गृह्यसूत्रादिप्रयोगेऽपि गोमयेन शुद्धीकृत्य इत्येव आदौ सर्वत्र गोमयेन गोचर्ममात्रम् इत्यादिरूपेण सूत्राणि श्रूयन्ते तत्र ता तत्र अतः प्राशस्त्यं भजते गोमयम् इदानीम् आधुनिककाले अपि वैज्ञानिकाः तदेव वदन्ति गोमयेन यद् निर्मीयते तत् कीटनाशकं भवति अर्थात् यत् रोगकारकं कीटः यो रोगकारकाः रोगकारककीटानां नाशनं करोति गोमयं तस्मात् गोमयेन यद् उत्पाद्यते अर्थात् आधुनिककालेपि सोप् इत्यादिकं तेन इदानीं निर्मीयमाणं वर्तते तस्मादपि ज्ञायते गोमये तावती शक्तिरस्ति तस्मात् तेन शुद्धीकृतं तेन शुद्धीकृतमेव शुद्धं भवति तस्मात् आर्षे उदाहरणार्थम् इष्टि इत्यादिकं श्रूयते तत्र मीमांसाशास्त्रे श्रौतप्रयोगे इ इष्टिः इति पौर्णमासेष्टिः अनन्तरं दर्शपूर्णमासेष्टिः इत्यादिकम् इत्यादिप्रक्रिया वर्तते तत्र तावत् गोमयेन एव लेपनं कुर्वन्ति कुण्डस्य तस्मात् गोमयेन शुद्धीकरणमेव प्रशस्तमिति शास्त्रे अपि श्रूयते